मुद्रणमाध्यमाः तथा ए वी माध्यमाः दूरदर्शनं भिन्नाः भिन्नाः सन्ति

तथा तत्कालिकपरिवर्तनं कृत्वा अन्यापि तत्र समाचार् चेनेल् वर्तन्ते तं अहं दर् द्रष्टुं शक्नुमः एवमेव भिन्नः भिन्नः अस्ति दूरदर्शनं अस्माकं कृते दूरदर्शनं विश्वसनीयः अस्ति कथं वदामः चेत् दूरदर्शनं पठनं लेखनं श्रवणं त्रयं कौशलं वयं कर्तुं शक्नुमः अतः समाचारपत्रे तु केवलं घटनायां दर्शनमेव कर्तुं शक्यते इति कारणेन् दूरदर्शनम् अधिकं विश्वसनीयम् अस्ति